हरिः ओं नमो नमः महोदय सुप्रभातं महोदय अद्य किम् अल्पं किम् अल्पाहारम् अल्पाहारं मध्ये अपेक्ष्यते वा किम् अपेक्ष्यते आं यद्यपि मध्याह्नकाले आगच्छति तर्हि अपेक्ष्यते वा चालयति वा

अन्यत् किमपि च अपेक्ष्यते वा

हा मम मिष्टान्नं मिष्टान्नमपि मिष्टान्नमपि अपेक्ष्यते वा आं तर्हि इदानीम् अहम् आगच्छामि एवं भोजनं निर्माणं करोमि एवं वा एवमेव जिं मध्ये किम् एव अपेक्ष्यते वा रात्रिकाले अस्ति वा

आम् आम् एवं तर्हि तर्हि आगच्छामि महोदयः आम् आमामां धन्यवादः महोदय तर्हि तर्हि धन्यः आगच्छामि